मम मूलं पातुर् इत्यत्र वर्तते अहं गदाधरः नाम हनुमानस्य अस्माकं कुले वर्तते वयं मम अस्माकम् आरभ्य अरा आराध्यः अस्माकम् आराध्यः श्रीरामः वर्तते अतः तस्य भक्तः हनूमान् अतः गदाधरः इति अस्माकम् अस्माकं नाम प्राप्तं वयं सर्वे आदौ पातूर् नगरे वसन्ति स्म परन्तु इदानीम् अकोलानगरे वसामः आदौ अस्माकं यत् मूलं वर्तते तत् स ध धर्माधिकारी इति धर्माधिकारिनाम्ना सर्वे जानन्ति स्म परन्तु इदानीं इदानीं प्रा इदानीं ग गदाधरः इति न गदाधरः इति नाम्ना प्रसिद्धः वयं महाराष्ट्रराज्ये महाराष्ट्रराज्ये वयं नैन्टीन् फ़ोर्टि सिक्स्तः वयं स्मः इदानीं सर्वे अस्माकम् अस्मदीयाः सर्वे याज्ञिकाः वर्तन्ते स मम पितामहः प्रपितामहः ये सर्वे याज्ञिकाः इत्यादिकं वर्तते अतः सर्वे अहमपि याज्ञिकः एव तर्हि एवं मम नाम मूलविषये अहम् एतावदेव जानामि